बाल्यकाले एव मया नृत्यस्पर्धायां भागं गृहीतं नृत्ये मम बहु रुचिः अस्ति अहं यदा विद्यालये आसं तस्मिन् समये अहं कत्थक् वर्षद्वयं पठितवती तत्र सप्तः विभागाः सन्ति सन्ति सप्तः स्स् सप्तसु विभागेषु मया वर्षद्वयस्य कथक् परीक्षा अहं दत्तं मया दत्तं पुनः यदि अहं विश्वविद्यालये आगतवती तस्मिन् समये भरतनाट्यं क्लासिकल् नृत्यस्पर्धाः आसीद् तत्र मया तत्र मया अहं भरतनाट्यम् इति नृत्यं कृतवती अहं भरतनाट्यं तु न भरतनाट्यं तु न जानामि परन्तु स्पर्धा आसीत् अहम् अतः अहं पठितवती परन्तु तदपि नृत्यं बहु समीचीनं समीचीनम् अस्ति तद् भरतनाट्यं नृत्यस्पर्धायाम् अस्माकं गणस्य द्वितीयं स्थानम् आगतम् अहम् नृत्यस्य नृत्यस्य विभिन्नाः प्रकाराः सन्ति अहं विभिन्नप्रकाराः पठितुम् इ पठितुम् इच्छामि